मम पाकशालायां मिश्रकम् आपाकः तापकं जलसंशुद्धिकरणि शीतकयन्त्रं विद्युत् चुल्ली इत्येतानि विद्युत् चालित उपकरणानि सन्ति यदा एतादृशानि उपकरणानि नोपलब्धानि स्म तदानिं शिलाखण्डादिनां सहाय्येन क्रियन्ते स्म तदानिं पाकार्थं बहु समयव्ययः आसीत् अधुना तु सर्वं सरलं जातम्